अहं फ़्लिप्कार्ट् तः क्रीतवान् इदं लेप्टाप् हेच् पी पेवेलियन् सम्यक् अस्ति तत्र डिस्प्ले अपि बहुसम्यक् अस्ति टच् स्क्रीन् अपि विद्यते सोपि एकः उत्तमः विषयः इण्टर्नेट् ब्रौज़िङ्ग् सर्वं फ़ास्ट् अस्ति तत्र स्तोरेज् अपि अधिकम् अत्यधिकं विद्यते अपेक्षायाः उपरि रेम् अपि विद्यते पुनश्च तत्र बेट्री लैफ़् अपि उत्तममस्ति यद्विद्युद्द्वारा चलति खलु तस्य कालः अपि सम्यक् अस्ति अस्तु भोः